अहम् अधिकङ्ख्यकानां जनानां कृते पाकं कर्तव्यं चेत् अहं चिन्तयामि पूर्वम् कथं कियत् पाकं कुर्मः कति परिमाणे पाकं करणीयम् ओदनं भवति चेत् तण्डुलं कियत् स्वीकरणीयं कति के जि किलो परिमाणं स्वीकरणीयं रोटिकाः निर्मितव्याः चेत् कति पिष्टमहं कियत् पिष्टमहं स्वीकरोमि चेत् एतावत्यः रोटिकाः भवन्ति एतावत्यः रोटिकाः भवन्ति चेत् एत् एतावन्तः जनाः खादितुं शक्नुवन्ति इति अहं परिमाणरूपेण पाकं कर् करोमि शीघ्रं करणीयमित्युक्ते आधुनिकयन्त्राणि तु सन्ति एव इत्युक्ते अनिलचुल्लिः अनिल अनिलचुल्लिः वर्तते अनन्तरं मिश्रकं वर्तते अवलेहं चट्निवा किमपि करणीयं चेत् मिश्रके स्थापयामः चेत् शीघ्रं भवति तत्र न कापि समस्या वर्तते ओदनं पचनीयं चेत् ओदनस्यापि उपायः वर्तते एव तर्हि मम अनुभवः तु एतदेव परिमाणरूपेण शीघ्रमेव अधिकजनानां कृते पाकं कर्तुं शक्नोमि तेन उपयोगम् उपयोगे उपकरणानि कानि सन्ति इत्युक्ते मिश्रकं रैस् कुकर् विद्युत्यन्त्रम् इत्यादयः सन्त्येव शीघ्रपचने